माध्यमद्वारा प्रसार्य प्रसार्यमानविचाराः मम प्रान्ते तु अधिकं प्रभावं जनयन्ति मम प्रान्ते प्रान्तीयमाध्यमाः ईना ईनाडु इति एका वार्ता एका वार्तापत्रिका अस्ति नमस्ते तेलङ्गाना तादृशाः बह्व्यः मा वार्तापत्रिकाः सन्ति तेभ्यः मम प्रान्तीयविषये प्रान्तीयाः विचाराः विषये अधिकं प्रभावं जनयन्ति अत्र अन्यत् अस्ति ते ते भिन्नभिन्नपत्रिकाः एकैकम् अजेण्डा इति रूपेण कार्यं कुर्वन् अस्ति समजासहितं हितं त्यक्त्वा समाजस्य समाजस्य संलग्नं त्यक्तवा किं किम् आवश्यकमिति त्यक्त्वा भिन्नभिन्न अजेण्डा स्वीकृत्य ते एव राजकीयं माद् विषयेषु अधिकं प्राधन्यं कुर्वन्ति तत्तु अहं सम्यक् नास्ति इति चिन्तयामि समाजस्य हिते वार्तापत्रिकाः भवेयुः माध्यमाः अपि समाजहिताय भवेयुः कथम् आवश्यक किम् आवश्यकं समाजाय किम् आवश्यकं तद् अपेक्षया अन्यत् सर्वे प्रचारयन्ति त तत्र मम खेदः अपि अस्ति